मया बैक् याने गतानि भारतस्य प्रवासस्थानानि कानि इत्युक्ते केरळा गोवा डेल्लि इत्यादि न गतानि इत्युक्ते अस्साम् इत्यादि प्रदेशम् अहं न गतवती तत्र गन्तुम् इच्छामि किमर्थम् इत्युक्ते तत्र परिसरं बहु रमणीयम् अस्ति तत्रत्यः प्रकृतिमयं वर्णनम् अहं सर्वदा श्रुणोमि दूरवाणिषु पश्यामि च अतः अहं जीवने तदेकवारं द्रष्टुं बहु इच्छामि बैक् यानेन गच्छामि चेत् तत्रैव गन्तुं मनः अभिलषति बैक् यानेन एवं गमनसमये तत्र सर्वत्र प्रकृतिः बहु रमणीयं दृश्यते अनन्तरं तत्रत्यः आहारविहारः जीवनपद्धतिः अनन्तरं बहुविचारादिकं ज्ञातुमपि शक्नुमः अस्माकं कृते सर्वत्र त्री सिक्स्टी डिग्रि आङ्ल् व्यू अपि दृश्यते अतः बैक् यानेन प्रवासं कर्तुं मनः बहु इच्छति अस्सम् इत्यादि प्रदेशेषु गन् गन्तुं पुनः तत्र द्रष्टुमपि मनः बहु अभिलषति